हरि ओम् नमस्ते भगिनि ट्रैवल एजेंसी अस्ति वा वस्तुतः मम समीपे पञ्चदिनानि आसन् अहं पुण्यक्षेत्रं गच्छामि इति चिन्तितवती अस्मि भवत्याः समीपे पञ्चदिनात्मकं किम् अपि प्लान् अस्ति वा देवस्थानम् अटनीयम् अस्ति मया उत्तम उत्तम देवस्थानानि भवितव्यम् एवमेव सामान्यसामन्यदेवस्थानम् न अपेक्षन्ते उत्तमं भाव्यं अहं दक्षिणभारतम् एव इच्छामि अधिकं

अहम् अहं द्वयत्रापि गन्तुम् इच्छामि अहं देवस्थानानि द्रष्टुम् इच्छामि उत्तमाः भवेयुः तावदेव कुत्रापि अहं गन्तुम् शक्नुमि अहं अहम् इदानीं सद्यः मङ्गलुरुनगरे वसामि ततः समीपे भवति चेद् बहु उत्तमाय भवति यतोहि बहूनि द्रष्टुं शक्नोमि खलु तदर्थं अस्तु तद् भवति तिरुवनन्तपुरदेवस्थलम् उक्तवती खलु तत्र परिसरं द्रष्टुम् इच्छामि तत्र एकः राजमन्दिरम् अपि अस्ति राजगृहम् अहं श्रुतवती अस्मि बहु सम्यक् अपि अस्ति इति खलु तत् तत्र परिसरम् अहं द्रष्टुम् इच्छामि

आम् कृत्वा यच्छन्ति वा अस्तु बहु उत्तमं बहु उत्तमं सामान्यतः पञ्चदिनात्मकस्य प्रवासस्य कति रूप्यकाणि भवेत् अस्तु अस्तु तत्र आगत्य पश्यामः अस्तु वा धन्यवादः भगिनि आगच्छामि श्वः आम् आम्